हेलो नमो बुद्धाय नमो नमः किं चलति आगच्छ

अत्र आगमिष्यसि न न अत्र समीचीनं तर्हि किं किम् अपेक्षितम् अस्ति अस्मिन् विषये चर्चा भविता आगमिष्य आगच्छ हा हा वद

हा तत् सङ्ग्रह्य न न अस्ति अस्ति अस्ति भोः चतुर्थे है ना अत्रापि अस्ति मया तु क्रीतमासीत् अत्र अस्ति चतुर्थे सत्रार्धे वर्तते अहं स्मरामि न न अस्ति तत् सङ्ग्रहस्तु अस्ति पूर्वतः यत् पूर्वकालिकः यः आसीत् उपक्रमः तत् तत् तस्य स्थाने केचन नव्यांशाः योजिताः सन्ति किन्तु अस्ति तर्हि सम्यक्तया अवलोकनीयं एवं भवितुं शक्यते साधनायाः हा विपश्यनायाः यः क्रमः भवति तत्तु दशदिनात्मकं भवति एकान्तस्थाने एव करणीयम् तस्य तस्य तु भवितुं कठिनं प्रतीयते किन्तु अन्यत् उपक्रमः कर्तुं शक्यन्ते यथा कर्मकाण्डस्य अपि कदाचित् अपेक्षा भवति तस्मिन् विषये पाठ्यक्रमः भवितुं शक्यते साधना उभयोः उभयोः यतोहि त्रिपुरायां तु थेरवादिनः एव सन्ति तर्हि तस् तस्मिन् विषये कदाचित् करणीयं तत्र विकल्पः स्यात् पाठ्यक्रमे अस्यापि योजनं भवितुं शक्यते तत्तु समीचीनं प्रतीयते तथा किन्तु हा वद समीचीनं तर्हि किं के के ग्रन्थाः भविष्यन्ति अस्मिन् विषये चिन्तनं कृत्वा स्था हा विशुद्धिः हा किन्तु आम् आं समीचीनं किन्तु बुद्धवंशस्य यत् भवति विशुद्धिमग्गः तत्तु तथा नास्ति बहुव्यापकः वर्तते सम्यक्तया तस्य सम्पादनं कृत्वा कदाचित् कर्तुं शक्यते पाठ्यक्रमः विशुद्धिमग्गो नीत्वा भवतु तर्हि आगच्छ कक्षे आं समीचीनं समीचीनम् आगच्छ पुनर्मिलामः धन्यवादः